नमस्ते अस्मिन् समये महिलाः अपि युद्धकलाः प्राप्नुवन्ति चेत् वरम् इति मम मतिः किमर्थम् इत्युक्ते अस्मिन् समये जनाः अधिकं भीतिं जनयितुम् अनेकानि कार्याणि कुर्वन्ति अतः विशेषतः महिलाः स्वरक्षणार्थं कौशलं वयं ते प्राप्नुवन्ति चेत् ताः प्राप्नुवन्ति चेत् वरम् इति मम मतिः अस्मिन् सन्दर्भे विशेषतः पुरुषाः महिलानां विषये आधरणम् अपि च रक्षणं तु कर्तुं दातुं न इच्छन्ति अतः ताः स्वयम् एव रक्षणं कर्तुम् इच्छा अपि च कौशलम् अस्ति चेत् वरम् एव इति मम आशा तदर्थं विज्ञापनस्य आवश्यकम् अस्ति महिलानां शरीरस्य पौष्टिं वर्धनम् अपि ते ताः कुर्वन्ति चेत् वरम् इति मम आशा